मया तु अन्तर्जालमाध्यमेन एका नूतना शाटिका स्वीकृता आसीत् सा तु शाटिका बहुसुन्दरी आसीत् द्रष्टुमपि बहुसम्यक् आसीत् यद्यपि तस्य मौल्यम् अन्तर्जालमाध्यमेन बहुदर्शितं तथापि मया स्वीकृतम् आसीत् परं मौल्ययुतं वर्तते तावत् मौल्यं मया दत्तं चेदपि मह्यं खेदः नास्ति यतोहि तस्याः शाटिकायाः वर्णः नैव गच्छति सम्यक् वर्तते सम्पूर्णतया काटन् निर्मितं वर्तते तथा च यदा अहं धरामि बहुसुन्दरं मह्यं दृश्यते तथा च यदा अहं शाटिकां धरामि तदा तु तत् किं वायुपूरितम् इव न तिष्ठति मम शरीरं प्रति बहुसम्यक् तिष्ठति तथा च स्वेदः मह्यं नानुभूयते तस्मात् इयं शाटिका बहुसम्यगस्ति